मम अध्यात्मगुरुः जगद्गुरुः स्वामी शङ्कराचार्यस्वरूपाननसरस्वती आसीत् गुरुदेवः सः मध्यप्रदेशतः आसीत् अहं तस्य सह मम वार्ता एक एकस्मिन् कार्यक्रमे जाता मध्यप्रदेशे एव मध्यप्रदेशः शेत्रे चिन्वाडाक्षेत्रे चिन्वाडाजनपदे ग्रामं ग्रामम् अस्ति कपोदा तत्र मम तत्र मम वार्ता तस्य तः जाता तत्रतः एव अहं ज्ञा ज्ञा ज्ञातवान् तस्य शारदापीठविषये एवं अनन्तरं तद् अहं शा सर्च् कृतवान् गूगल् कृतवान् तस्य शारदापीठगुरुकुलस्य अहं तत्र एव गतवान् शिक्षार्थं पठनार्थं तत्र अहं शु शुक्लयजुर्वेदः पठितवान् एवं मम गुरुः बहु प्रसिद्धः आसीत् तस्य बहु भक्ताः सन्ति एवं सः बहु सम्यक्तः कार्यं करोति मम मध्यप्रदेशक्षेत्रे बहु आदिवासीजनाः धर्मपरिवर्तनं कुर्वन्ति तस्य पुनः ह्या सनातन धर्मे आगन्तव्यम् इति विषये सः कार्यं करोति इदानीं तु सः ब्रह्मलीनं जातं क जातं सः बहु सम्यक् एवं बहु सम्यक्तया कार्यं कृत्वान् एवं त सः अद्वैतविषये अपि सम्यक्तया ज्ञायते एवं वेदविषये स सर्वा शास्त्रस्य ज्ञा ज्ञानीव आसीत् सः इदानीं तद् गतवर्षे एव न सेप्टेम्बर् मासे तस्य स्वर्गवासं जातम् एवं सः ब्रह्मलीनम् अभवत् मम गुरुः अध्यात्मगुरुः स्वामी स्वरूपाननसरस्वती